अहं मन्ये शिक्षा वस्तुतः महत्त्वपूर्णा अस्ति तथा च महत् यत् ग्राम्यक्षेत्रेषु शिक्षासुधारणार्थं सर्वकारः ध्यानं ददाति तदपि उत्तमं कर्तुं सर्वकारः एतेभ्यः क्षेत्रेभ्यः उत्तमम् आधारभूता संरचना अधिकसंसाधनं योग्यशिक्षकान् च प्रदातुं शक्नोति ते आङ्गकीयसाक्षरताप्रवर्धनम् कुर्वन्तः कार्यक्रमाः अपि प्रवर्तयितुं शक्नुवन्ति तथा च ग्रामीणक्षेत्रेषु छात्राणां कृते छात्रवृत्तिः अथवा आर्थिकसहायं प्रदातुं शक्नुवन्ति विशेषतः ग्रामीणसमुदायेषु शिक्षायां निवेशः कृत्वा वयम् अधिकान् वक्तुं शक्तं कर्तुं शक् शक्नुमः सर्वेषां कृते उज्वलं भविष्यं न नारदुं शक्नुमः तत्रापि कस्मिन् कस्मिन् प्रदेशे शिक्षाव्यवस्था सम्यक् अस्ति परन्तु बहु प्रदेशेषु सा शिक्षाव्यवस्था सम्यक् नास्ति तत्रैव मकानः सम्यक् नास्ति अध्ययनं सम्यक् नास्ति शिक्षकः सम्यक् नास्ति छात्रा छात्राणां किं करोति